यदि अवसरं प्राप्यते तथा योगार्थम् अहं तु सागरसमीपस्य किमपि स्थानं स्वीकर्तुम् इच्छामि किमर्थं चेत् सागरस्य सागरस्य यथा शब्दः भवति तत् मनसि बहु स् मन् अस्मान् मनसि यः तुमुलः भवति तदेव सागरम् अपि अस्ति इति चिन्तयामि योगः यदा योगः योगाभ्यासं करोमि यदा योगा करोमि तथा नेत्रं निमिल्य अस्माकं मनसि किमपि निधानं भवतु इति चिन्तयामि तर्हि सागरस्य शब्दं मम मनसि बहु आनन्दं ददाति अनन्तरं सागरस्य समीपे चटकाः सन्ति सागरस्य यः धर्ति यः भूतलम् अस्ति तत् बहु तस्य तस्य स्पर्शनम् अपि अस्माकं मनसि बहु बहु आनन्ददायकं दास्यति सागरस्य समीपे सूर्योदयः वा अथवा सूर्यास्तं मन समये वा योगः योगः योगाभ्यासं क यथा करिष्यामि तथा स्फूर्तिः अनुभवामि एतानि कारणानि एव अहं चिन्तयामि